धारानगरस्य महाराजः भोजराजस्य मित्रं कालिदासः एकः कविः आसीत् भोजराजः कविः अपि च संस्कृतवर्धनं करोति स्म एकदा सभामण्डपे सः कालिदासस्य नाम इतः परं महाकविः कालिदासः इति कुर्वन्तु इति घोषणां कृतवान् तस्मिन् दिने कालिदासः तत्र न आसीत् अन्यकवीनां मध्ये किञ्चित् दुःखम् अभवत् तत् श्रुत्वा राजा भोजः सर्वेषामपि महाकविः इति पदं दास्यामि किन्तु एकं श्लोकं वदन्तु अन्तिमपादं अहं वदामि अन्यत्रयाणां पादानां भवन्तः कुर्वन्तु इति उक्तवान् ततः परं राजा उक्तवान् अन्तिमपदं ठ ठन् ठन् ठन्ठन्ठन् ठनन् ठन् ठम् इति सर्वे एतद् श्रुत्वा भ्रमः जातः श्लोकमपि न कृतवन्तः अग्रिमदिने कालिदासः आगतवान् इदानीं राजा उक्तवान् कालिदासः भवान् श्लोकं वदतु इति अन्तिमपदम् उक्तवान् सः झटिति उक्तवान् राज्याभिषेके मदविह्वलया हस्ताच्युतो हेमघटो युवत्याः सोपानमार्गेषु करोति शब्दं ट टन् टन् टन् ठम् टन् ठम् टन् ठम् इति सर्वे कवयः एतद् श्लोकं श्रुत्वा श्लाघनं कृतवन्तः तादृशं कलात्मकघटनाः वृत्तान्ताः बहवः संस्कृतकथासाहित्ये काव्येषु च दृश्यते